मम प्रदेशे सामन्यतया बहु घर्मः वर्तते किन्तु अस्मिन् वर्षे तत्र अतीव घर्मः वर्तते एवञ्च अस्माभिः अनुभूतमपि वातावरणस्य असमतोलनम् अस्माभिः दृष्टम् कदाचित् अतिवृष्टिः अपि दृष्टं वर्तते शैत्यादिकं नैव दृष्टम् यतोहि इदानीं वृष्टिः न्यूनं वर्तते इत्यतः शैत्यकालः न्यूनं जातम् घर्मस्य आधिक्यात् कदाचित् कृषकाणाम् अपि तत्र कष्टकरं कष्टकरं वर्तते एवं मम प्रदेशे घर्माधिक्यं वर्तते कदाचित् वृष्टिः अपि अधिकं भवति वयं समुद्रतीरे वसामः इत्यतः घर्माधिक्यं साधारणतया भवत्येव किन्तु अस्मिन् वर्षे तस्य अधिक अधिकरूपेण अस्माभिः दृष्टं तस्य सहनमपि कष्टकरं भवति